हलो नमस्ते एकम् एकम् इवेण्ट् अस्ति मम मम पुत्रस्य जन्मदिनमस्ति तत् कारणेन एकम् आगोष् आघोषणम् अस्ति परश्वः गृहे अस्ति

पञ्चवयः न आ आ आ हा आम् केक् आवश्यकम् अनन्तरम् अनेकानि ब् बेलून् क्लवेस इत्यादीनि वस्तूनि आवश्यकानि

आगस्ट् हा अस्तु तद् करोतु

आ अह् आ ओके इवेन्का एकं निमिषम् आ आ हा व्ययः व्ययः किं किम् अस्ति इति वदतु व्ययः व्ययः

आम् आमाम्

पञ्चाद पञ्चदश अतिथयः सन् सन्ति

आम् आवश्यकम् आवश्यकम् हा बिर्यानि अस्ति चेत् उत्तमं भवति

आ धन्यवादः